अहं राजस्थानप्रान्ते निवसामि एवं तु अनुदानं राजकीय अनुदानं पर्याप्तम् एव आगच्छति परम् कोरोनाकाले धनस्य मत्लब् अनुदानस्य मात्रा पर्याप्तं नासीत् अन्यत् पुनः अपि राज्यसर्वकारेण सर्वेषां कृते टीकाकरणस्य व्यवस्था कृता प्रान्त्यस्य अभिवृद्धौ सर्वकारस्य योगदानं बहु अस्ति यथा ते अधुना किञ्चित् समयपूर्वम् एव बेरोजगारीभत्तायोजना इति अपि निस्सारितवान् पुनः ते समये समये योजनानां आयोजनं कुर्वन्ति राजस्थानस्य यद् वयं शिक्षास्तरं पश्यामश्चेत् तत्रापि तेषां बहुयोगदानं वर्तते राज् राजस्थानस्य शिक्षास्तरं सम्यक् एव अस्ति पुनः मार्गाणां विषये वयं पश्यामः चेत् तत्र अपि व्यवस्था सुव्यवस्था एव अस्ति पुनः चिकित्स् चिकित्सालयानां विषये वयं पश्यामः चिकित्सालयानां स्वास्थस्य विषये अपि व्यवस्था सम्यक् एव अस्ति पुनः मम दृष्टिः अस्ति यत् सर्वकारः सम्यक् एव कार्यं करोति पुनः तथापि यदा ये निरुद्योगाः सन्ति तेषां कृते आवेदनं भवति वृत्तिपत्रं परीक्षाः परीक्षाश्च भवन्ति तदा परीक्षाः तु भवन्ति पुनः शीघ्रं तद् यत् उत्तरं भवति तद् न परिणामः शीघ्रं न आगच्छति अन्यच्च तेषां नियुक्तिः अपि शीघ्रं न भवति अत् कदाचित् तत्र यत् फ़्राड् अपि भवति इति एतादृशमपि केचित् गुणाः केचित् गुणाः केचित् गुणाः अपि सन्ति पुनः केचित् दोषाः अपि सन्ति इत्युक्त्वा